बहवः स्तुतम् एकं पुस्तकम् अस्ति तस्य नाम ओक योगी आत्मकथा तस्मिन् विषये मम चिन्तनं किञ्चित् भिन्नमस्ति तत् पुस्तकं यतिवराणां कृते सन्यासिनां कृते योगिनां कृते उत्तमं भवति परन्तु साधारणजनानां कृते तस्य उपयोगः उपयोजकता तस्य विनिमयः अधिकं न भवति तत्तु एकः एकस्य योगी तस्य आत्मकथा अस्ति तस्मिन् पुस्तके अतिशयं कृतम् अस्ति भारतीयतत्त्वचिन्तना विदेशेषु मुख्यतया अमेरिकादेशे तेन कारणेन एव हि अस्ति इति रचितम् अस्ति परन्तु अन्ययोगिनः अपि एतादृशकार्यं कृतवन्तः विदेशेषु भारतीयतत्त्वचिन्तनां प्रसारं च प्रचारं च कृतवन्तः